निट्टिङ्ग् तथा सीवनं मम जीवने तादृशं प्रभावं न अजनयतः किमर्थमित्युक्ते पूर्णावधिरूपेण अहं कार्यं न कृतवती किञ्चित् धनम् अर्जितवती एव निरन्तरं सीवनेन अहं दृष्टि समस्यां तथा शोरोवेदनाम् अपि अनुभूतवती